वयं तिरुपतिनगरे वसामः अत्र वैद्यव्यवस्था बहु समीचीना वर्तते बहुविधाः चिकित्सालयाः बहवः वैद्याः च सन्ति यथा स्विम्स् इति बहु प्रसिद्धः चिकित्सालयः यत्र निर्धनानां कृते उचितवैद्यसेवा दीयते अन्येभ्यः प्रदेशेभ्यः अपि वैद्याय तिरुपतिम् आगच्छन्ति जनाः अत्र तिरुपतौ तिरुमलतिरुपतिदेवस्थानसंस्थाद्वारा प्रचलमानाः होमियो आयुर्वेद सिद्धादि वैद्यालयाः अपि सन्ति